हरिः ओम् अहं स्व बुकिङ् स्थाने एव अस् लोकेशन् मध्ये एव अस्मि भवान् अत्र न दृश्यते अतः कृपया शनिमन्दिरस्य सन्निकटे केन्द्रीयसंस्कृतविश्वद्यालयस्य मुख्यमार्गस्य पुरतः भवान् आगच्छतु मम वायुयानस्य समयः भविष्यति अतः विलम्बः मास्तु